अस्माकं प्रदेशे तु प्रमुखाः धार्मिकपरम्परा परम्पराः जनैः अनुसृताः तत्र विशेषेण देवालये गत्वा तत्र पूजां कारयन्ति अपि च भजनां कुर्वन्ति तथा ये नास्तिकाः सन्ति तत्र गत्वा देवस्य विषये वदन्ति धार्मिकपरम्परायाः विषये वदन्ति धर्मस्य विषये वदन्ति इति इति इति अस्माकं प्रदेशे बहुजनाः सन्ति धार्मिकाभ्यासेषु धार्मिक अभ्यासेषु अस्माकं जनाः निरन्तरं परम्परारूपेण तथा वैयक्तिकरूपेण अस्य कार्यं कुर्वन्तस्सन्ति देवस्य विषये वदन्ति अपि च भजनमण्डलानि कुर्वन्ति देवस्य कार्यं कुर्वन्ति देवालयस्य पुरतः अग्रे पार्श्वे स्वच्छतादिकं कुर्वन्ति जलसंरक्षणं कुर्वन्ति आहारस्य रक्षणं कुर्वन्ति अपि च ये दुर्लभाः सन्ति तेषां समीपे गत्वा धनसाया धनसहायं कुर्वन्ति अपि च जीवने सत्यं वक्तुं ते प्रयन्तं कुर्वन्ति